गृहे मम एकः गृहपालितपशुः अस्ति सः अस्माकं परिवारस्य सदस्यः एव मम प्रियः सः एकः गौः अस्ति तस्य अहं यदा सः जनितवान् जनितवान् तदानीम् एव अहं तस्य नामकरणं करणं कृतवान् मङ्गलवासरे तस्य जन्म अलभत जन्म अभवत् अतः तस्य मङ्गलः इति नाम अहं दत्तवान् अस्मि सः यदा अहं कर्नाटकतः गृहं गमिष्यामि तस्य निकषे गत्वा तस्य पार्श्वे तृणं स्थापयामि तस्मिन् सः मम वस्त्रादिकं जिघ्नाति तथा तथा च स्वसस्वरैः माम् आह्वयति च